चारधामनाम्ना प्रसिद्धेषु चतुर्षु क्षेत्रेषु अन्यतमं स्थानं भवति केदारनाथः इति तत्र गौरीकुण्डम् इति यत् स्थलं भवति तावत् पर्यन्तं यानं गच्छति ततः परं पद्भ्यां गन्तव्यं भवति ततः पद्भ्यां गन्तुं यदा वयं प्रवर्तामहे तदा मध्यमार्गं यदा मया गतं तदा एतादृशी शुद्धतायाः कृते काचन व्यवस्था नासीत् अतः तत्काले महान्तं श्रमम् अनुभूतवान् यतो हि तत् प्रायः षोडश किलोमिटर् परिमितं पर्वतम् आरुह्य प्राप्तव्यं स्थानं भवति अतः तत्र स्थाने एतादृशी समस्या प्रकर्षेण मया मम न्यूने वयसि अनुभूता